पञ्चमदिनाङ्के चतुर् जून् मासस्य चतुर्विंशत्यधिक द्विसहस्रम् अष्टादशदिनाङ्के मे मासस्य त्रयोविंशत्यधिक द्विसहस्रम् दशमदिनाङ्के जनवरी मासस्य चदुर्विंशत्यधिकद्विसहस्रम् षोडशदिनाङ्के जुलै मासस्य चतुर्विंशत्यधिक द्विसहस्रम् नवमदिनाङ्के नवम्बर् मासस्य द्विसहस्रं